अहम् अधिवक्त्रा आरक्षकेण ग्रामसङ्घे जनपदकार्यालये वा अधिकारिणां कारणात् किमपि कष्टं न अन्वभवम् एतवता किन्तु मया साक्षात् भ्रष्टाचारः पदर्शि अहं बङ्गप्रदेशवास्तव्यः अस्मि बङ्गप्रदेशे यदा निर्वाचनकालः आगच्छति तदा निर्वाचनमतदानसमये साधारणम् मनुष्याः स्वस्य मतदानं कर्तुं समर्थाः न भवन्ति ते यदा मतदानं कर्तुं गच्छन्ति तदा तेभ्यः मतदानं कर्तुम् एव अनुमतिः न दीयते तत्र टि एम् सि जननेतारः आगत्य तान् ग्रामीणान् कथयन्ति भवतां मतदानं जातम् इति एतत् सर्वं भ्रष्टाचारादिकं मया साक्षात् दृष्टम्